अत्र रिटैल् वोल्टे वोल्सेलं मार्केट् विषयेषु वक्तव्याः के विषयाः सन्ति अतः सर्वैरपि स्वीयेषु आपणेषु गत्वा स्वकीयं यत् अपेक्षितं वस्तु स्वीकुर्वन्ति परन्तु ये गन्तुम् अशक्नुवन्ति ते स्वगृहे एव मोबैल् मध्ये एव मार्केटिङ्ग् कुर्वन्ति तत्र मार्केटिङ्ग् भवति परन्तु यत् मार्केटिङ्ग् मध्ये हां बहु नाम स्वीकर्तुं याः व्यापारसंस्थाः भवन्ति ते नूनं तैः दातव्यं यदस्ति तत् मार्केटिङ्ग् भवति परन्तु यत्र नाम एव न भवति परन्तु स्वीकृत्य तैः धनं लोन् बद्धः धनं स्वीकुर्वन्ति परन्तु यत् विषयं प्रेषणीयमस्ति तत् न सम्यक् प्रेषयन्ति अतः रिटैल् वोल्टिङ्ग् मध्ये यद् दुरुपयोगः अपि बहुधा भवति इति अहं मन्ये